मया कदापि पाकप्रतियोगितायां दूरदर्शनकार्यक्रमे भागं

यूट्यूब् इत्यत्र वीडियो अपि न स्थापितः किन्तु मया नैके एतादृशाः कार्यक्रमः कार्यक्रमाः वीडियो वा दृष्टाः तान् दृष्ट्वा मम विचारान् प्रस्तौमि यत् अस्मिन् कार्यक्रमे पूर्वसिद्धता तु चिन्तनीया एव यतो हि अधिकसमयस्य कार्यक्रमः भवति चेत् जनाः जामिताः भवन्ति तेषाम् औत्सुक्यं सर्वं न नश्यति अतः सर्वं स् सर्वान् घटकान् तत्र सुचारुतया स्थापितव्याः अनन्तरं कण्ठस्थीकृतम् इव सर्वं वदनीयं सर्वं साहित्यं दृष्ट्वा दर्शनं दर्शय दर्शयित्वा तत्र उच्चारणीयाः तेषां नामानि तेषां रूपं तेषाम् ऐक्यं तत्र अपेक्ष्यते तस्मात् अनन्तरं याः क्रियाः याः कृतयः तस्मिन् तस्यां पाककृतौ अपेक्षिताः ताः कृतयः सच् सुचारुरूपेण क्रमशः शीघ्रं शीघ्रं शीघ्रं वदनीयाः